नमस्कारः ओला शेन्टर् मम नाम सौम्याराणिः पण्डा अहम् एकलव्य केम्पस् लिम्बुचेरातः त्रिपुरेश्वरीमन्दिरं प्रति गन्तुम् इच्छामि अहम् एकाकिनी अस्मि अतः शीघ्रम् आगच्छतु एवं च कियत् धनं भवति तत् ज्ञापयन्तु